तन्त्रज्ञानस्य कारणात् मनोरञ्जने बहु परिवर्तनं भवति तत् मुख्यं करदूरवाणी एव एकमात्रम् उपकरणम् अस्ति यस्मिन् सर्वाणि अपि कारणानि अन्तर्भवन्ति मनोरञ्जस्य कृते अद्यतन जनाः चलचित्रं दारावाहि वेब् सिरिज़् यूट्यूब् इत्यादि पश्यन्ति गतकाले चलचित्रस्य कृते वयं सर्वे चित्रमन्दिरं गच्छन्तः आस्म तथैव इदानीं करदूरवाण्यां एव सङ्गीतं श्रुण्वन्ति गतकाले सङ्गीतस्य कृते ध्वनियन्त्रम् आवश्यकम् आसीत् इदानीं तस्य आवश्यकता नास्ति अतः यदि करदूरवाणी भवति तर्हि किमपि न आवश्यकम् अस्ति इदानींतन जनानां पूर्वं तु क्रीडार्थं ब बहिः गच्छन्तः आस्म परस्परं मिलित्वा अन्ताक्षरीं क्रीडन्ति स्म एवम् अनैः सः भूत्वा परस्परं मोदम् आप्नु आप्नुवन्तः स्म